हरिः ओम् अहं भवन्तः ओला केब् इत्यस्य बुकिङ्ग् कृतवान् अत्र राधानगर्तः जम्पूइ इति गमनार्थम् पुनः अत्र यत् मम स्थानमस्ति तत्र ये ये वाहनानि आसन् ते अत्र न आगन्तुम् इच्छन्ति पुनः बहु बिलम्बम् अपि अभवत् प्रायः अर्दगण्टात् उपरि अभवत् अहम् अत्र प्रतीक्षारतः अस्मि अतः अहम् इदानिं यत् ट्रीप् इत्यस्य क्यान्सल् इति कर्तुम् इच्छामि अतः मम साहाय्यं करोतु